हरिः ओम् हा अहं मीनाक्षी इति अहं तत्र द्रष्टुम् आगन्तव्यम् आसीत् अस्माकं कृते गृहम् आवश्यकम् आसीत् तत्र भाटकार्थम् अस्ति वा

मम कृते भाटकार्थम् अस्ति वा

एवं वा अस्तु अस्तु अस्माकं कृते बहूनि अट्टाः भवन्ति किल तादृशी न आवश्यकम् अस्माकं कृते चत्वारः अट्टाः भवन्ति किल तादृशी अवश्यकम् अस्माकं कृते प्रकोष्टत्रयस्य आवश्यकं क्रेतुमेव आवश्यकं वयं क्रेतुम् इच्छामः इच्छामः अस्ति वा तत्र अस्माकं तु अस्माकं कृते पञ्चम अट्टे मास्तु किमर्तम् इत्युक्ते तत्र लोन् मिलति न मिलति भगिनि अस्माकं कृते प्रथमः वा द्वितीयः वा तृतीयः वा चतुर्थे अट्टे पर्याप्तम्

लिफ़्ट् भवति चेदपि अत्र पञ्चम अट्टे वयं स्वीकुर्मः चेत् लोन् न मिलति भगिनि महोदय लोन् न मिलति अस्माकं कृते लोन् आवश्यकं किल लोन् न मिलति तत्र प पञ्चम अट्टे स्वीकुर्मः चेत् अतः तत्र जलं कावेरीवाटर् वा बोर् बोर् वाटर् वा अ एवं वदन्ति अनन्तरं पश्यामः चेत् बोर् वाटर् टी डि एस् हार्ड्नेस् बहु अधिकं भवति अतः अहं पृष्टवती कावेरी वाटर् एव किल न भगिनि अस्माकं पुत्रः पुत्रीश्च ज्येष्ठाः सन्ति अतः अस्माकं कृते प्रकोष्ठत्रयस्य एव अवश्यकमस्ति तत्र पार्श्वे कुत्रापि सन्ति चेत् अस्माकं कृते सूचयति वा नो चेत् अहम् एकदा आगमिष्यामि तत्र परितः

ह् ह्म्

किञ्चित् न्यूनं कुर्वन्ति वा यद् मौल्यं वदन्ति तावदेव दातव्यं वा अस्तु अस्तु अहं मम आर्यपुत्रं पृष्ट्वा अस्मिन् सप्ताहे शनिभानुवासरे एव आगन्तुं शक्यते तदा एव अहं दूरभााषां कृत्वा आगमिष्यामि आगमिष्यामि धन्यवादाः हा